अस्माकं शिवमोग्गानगरे राजकीयः पक्षः कः इत्युक्ते अत्र नगर महानगरपालिकायान्तु भारतीयजनतापक्षः अस्ति एवम् अत्रत्यः शासकः विदानसभामध्ये शासकः अपि बी जे पि पक्षतः भारतीयजनतापक्षतः चूनायितः अस्ति चयितः अस्ति एवं सार्वकारीयव्यवस्था अत्र सम्यक् प्रचलति तत्र कापि चिन्ता नास्ति यतः अस्माकं शासकः भारतीय जनता पक्षस्य शासकः चेन्नीमहोदयः सः जनानां कृते लभ्यः अस्ति अहं गच्छामि चेदपि तेन सह वार्तालापं कर्तुम् आगन्तुं शक्नोमि अतः अत्र जनानां कार्याणां विषये सौलभ्यं वर्तते